लेखनस्य आरम्भस्य पूर्वे लेखनस्य विषयवस्तोः निर्धारणं करणीयम् लेखनस्य विषयवस्तु कथा आधारेण भवति नामाधारेण भवति तत्परम् व्याकरणस्य ज्ञानम् आवश्यकं व्याकरणज्ञानाय व्याकरणशास्त्रं तु अध्ययनं करणीयं तत्र सन्धिः शब्दरूपाणि धातुरूपाणि कारकं वृत्तयः इतोपि अनेकाः विषयाः तु पठनीयाः यदा लेखने दोषाः तु आगच्छन्ति तदा अस्माकम् भूतपूर्व कवयः ये सन्ति तेषां ग्रन्थानाम् अध्ययनं करणीयं तत्र का शैली अस्ति का पन्था अस्ति तत्र एकवारम् अस्माकं द्रष्टव्यम्